अस्माकं समुदाये नृत्यं तावत् महत्वपूर्णंस्थानं न वहति यतोहि कर्नाटकराज्यस्य दक्षिणकन्नडमण्डले तावत् नृत्यानि न्यूनानि एव अस्मिन् भागे प्रसिद्धस्तावत् हुलिवेश यक्षगान भूतकोला च इति एतस्मात् भिन्नानि कानि अपि नृत्यानि न सन्ति हुलिवेष तथा यक्षगानं बहुधा पर्वसमयेषु एव क्रीयते अस्मिन् एव पर्वणि विशेषत विशेषरूपेण कर् कर्तव्यम् इति नास्ति परम् आधिक्येन सर्व पर्वेषु अपि हुलिवेष तथा यक्षगानं क्रीयते यक्षगाने तावत् इतिहासप्रसिद्धाः कथाः अभिनीयन्ते देवमहा देवीमहात्म्यं तु बहु प्रसिद्धम् अस्ति भूतकोलस्तावत् विशिष्टसमये वार्षिककार्यक्रमे च क्रियते